धार्मिक आचरणानां सांस्कृतिकमहत्वम् अवश्यं वर्तते तत्र सांस्कृतिकमहत्वम् इत्यस्य अयमर्थः भवति अस्माकं संस्कृतेः द्योतनम् इति अस्माकं संस्कृतेः द्योतनम् एवमस्ति कुङ्कुमधरणं सन्ध्यावन्दनं देवपूजाकरणं दिनचर्याः पालनं योगाभ्यासकरणम् इत्यादिविषयाः अवश्यं तत्र वर्तन्ते कुङ्कुमधारणं सर्वैः अत्र क्रियते नाम भारते सर्वहिन्दुभिः अपि कुङ्कुमधारणं क्रियते तत्र च एवं वदन्ति तत्तु सौभाग्यम् इति अवश्यं वदन्ति एव सन्ध्यावन्दनं तावत् सन्ध्या इति उच्यते तत्र भारते त्रिधा सन्ध्याः आचर्यन्ते सूर्यौदयः सूर्यास्तः अनन्तरम् अपराह्नसमयः अपि सन्ध्या इति कथ्यते एवं त्रिधाः सन्ध्याः अत्र आचर्यन्ते अत्र तु सूर्याय अर्घ्यप्रधानं क्रियते देवपूजा देवपूजा तु सर्वेषां गृहे प्रतिनित्यं क्रियते अत्र एवं किञ्चित् आचरणमस्ति भगवतः दर्शनं भवेत् इति तत्र तु यथार्थतया भगवतः आकारः नास्ति यतोहि उदाहरणार्थं तत्र वेदपङ्क्तिः एव अस्ति न तस्य प्रतिमा अस्ति इति नाम तस्य भगवतः इयमेय स्वरूपम् इति निश्चितम् नास्ति इति अतः वेदान्तदर्शने उच्यते सर्वदा अपि नेति नेति ज्ञानेन भगवतः साक्षात्कारः भवति इति तर्हि अत्र देवपूजायाः कथं सम्बन्धः इति चेत् यदि नेति नेति इति ज्ञानं भवेत् तर्हि न इति वक्तुं यं विषयं न इति वदन्तः स्मः तस्य ज्ञानं नितान्तं स्यात् तर्हि एव इदं न इति स्पष्टप्रतिपत्तिः भवति तथा च निराकारज्ञानं प्राप्तुं साकारज्ञानं नितान्तम् अपेक्षितम् एवं धार्मिक आचारणं सांस्कृतिकमहत्वम् अवश्यं प्रददाति